हलो परं हलो नमस्ते भगिनि अहं सुमति अस्मि एस् पि सर्विसस् आसीत् वा सम्यगस्मि भगिनि एस् पि हाम् बहिनी मम पुत्रस्य पुत्र्याः विवाहमस्ति तत् निमित्तम् अहम् आगतवती भवती किं किं सेवा आयोजितवती

धन्यवादः कोयम्बत्तूर् नगरे निश्चितमस्ति भगिनि मण्डपस्य नाम राजस्थानीमण्टपः पारस्पुरं मध्ये अस्ति तदेव तत्र एव

भगिनी भवती अय्यङ्गार् मेरेज् व्यवस्थां पश्यति वा अय्यङ्गार् मेरेज् अस्ति हा तत्र सम्प्रदायं जानाति वा कृतवती वा

आं बहिनी आं बहिनी बहिनी मया सर्वप्रकारसेवा आवश्यकम् पद्धतिः एवं पद्धतिः एव अय्यङ्गार् पद्धतिः अस्ति तस्मिन्ने नवारि सारि नैन् यार्ड् सारि वदामः तदस्ति हा तत् तदनन्तरं भोजनव्यवस्था डेक् डेकोरेशन्स् एवं अतिथि स्टे व्यवस्था सर्वम् आवश्यकम्

विवाहं दिनद्वयं भविष्यति सङ्गीत सङ् सङ्गीत सङ्गीत ऐडिया अस्ति मेहेन्दि गृहे एवं कुर्मः तत् आवश्यकं न हा न न न बहिनी न आवश्यकं वयमेव कुर्मः धन्यवादः पुनर्मिलामः